हा नमो नमः अहं नवीनभट्टः इति भवतां विश्वविद्यापीठे प्राध्यापकः अस्मि अधुना भाषणार्थमवकाशः अस्ति वा निमेषद्वयम् हा मम एकम् एका योजना परियोजना असीत् पूर्वम् अवाभ्यां भाषणं कृतमासीत् भवतां कर्यालये एव उत्तरकन्नडमण्डले जलसमीक्षणम् इति

उत्तरकन्नडमण्डले जलसमीक्षणम् इति वस्तुतः तात्कालिकः कश्चनग्रन्थः अपि अस्ति तदाधारेण भूमौ कथं जलं लभ्यते इत्येतद् विषये अस्माभिः इयं योजना आदृता अस्ति तत्र वस्तुतः भवद्भिः महान् धनराशिः एव दत्तः अस्ति तदर्थम् अस्माभिः व्यक्तिद्वयं तदर्थं नियुक्तमपि अस्ति द्वौ कार्यकर्तारौ उत्तरभारतात् आगतवन्तौ अधुना अस्माकं यत् प्रार्थना अस्ति यत् यत् भवद्भिः दत्तः धनराशिः अलं न भवति इतोपि कश्चन धनराशिः दीयते चेत् अस्माकं सौकर्याय कल्पते इति किम्

हा महोदय एवम् अस्ति एवमस्ति तौ उभावपि उत्तरभारतात् आगतवन्तौ स्तः अधुना तयोः वासव्यवस्था अस्माभिः कल्प्या अत्र भाटकगृहं स्वीकृत्य तौ वसतः अधुना अस्माभिः धनं न दीयते चेत् पुनः तौ पुनः स्वदेशम्

आमाम् पूर्वम् आङ्ग्लेन समर्पितं तद् मास्तु संस्कृतेनैव भवतु इति भवत्प्राचार्यैः उक्तमिति हेतोः पुनः संस्कृतेनापि समर्पितं

ओ हा विश्वासः अस्ति मम तु विश्वासः एव अस्ति

अस्तु

हा ममा मम अकौण्ट् मध्ये एव भवतु इति नास्ति पुनः ट्याक्स् विषये समस्या जायेत इदानीं तावुभावपि आगतवन्तः इति उक्तं मया तयोः

अस्तु अस्तु अस्तु महान् प्रमोदः महान् प्रमोदः मम तु विश्वासः आसीदेव हा धन्यवादः नमो नमः नमो नमः